अद्वैतवेदान्तशास्त्रस्य सिद्धान्तानाम् अवगमनाय बहवः ग्रन्थाः उपलभ्यन्ते वेदान्तशास्त्रं प्रस्थानत्रयात्मकम् इति प्रसिद्धं श्रुतिप्रस्थानं स्मृतिप्रस्थानं सूत्रप्रस्थानं च इति प्रस्थानत्रयं श्रुतिप्रस्थानं नाम उपनिषदः स्मृतिप्रस्थानं नाम भगवद्गीता इत्यादिस्मृतिग्रन्थाः सूत्रप्रस्थानं नाम ब्रह्मसूत्राणि अद्वैतवेदान्तसिद्धान्तानाम् अवगमनाय प्रस्थानत्रयस्य अध्ययनम् अनिवार्यं तत्र बह्व्यः उपनिषदः सन्ति किन्तु इदानीम् अध्ययन अध्यापनपरम्परायां दश उपनिषदः प्रसिद्धाः ताः यथा कठोपनिषत् केनोपनिषत् ईशावास्योपनिषत् प्रश्नोपनिषत् तैत्तिरीयोपनिषत् ऐतरेयोपनिषत् मुण्डकोपनिषत् माण्डूक्योपनिषत् छान्दोग्योपनिषत् बृहदारण्यकोपनिषत् इति एतासाम् उपनिषदां शङ्कराचार्याणां भाष्यमुपलभ्यते द्वितीयं यत् स्मृतिप्रस्थानं तत्र प्रमुखतया भगवद्गीतायाः अध्ययनं कर्तव्यं भगवद्गीतायाः बहूनि व्याख्यानानि उपलभ्यन्ते किन्तु गीतायाः तात्पर्यं यत् अद्वैततत्त्वं तस्य अवगमनाय शङ्कराचार्याणां भाष्यं पठनीयं तृतीयं प्रस्थानं सूत्रप्रस्थानमिति अर्थात् ब्रह्मसूत्राणि व्यासमहर्षिभिः पञ्चपञ्चाशदधिकपञ्चशतं ब्रह्मसूत्राणि प्रणीतानि अथातो ब्रह्मजिज्ञासा जन्माद्यस्य यतः इत्यादीनि केवलं सूत्राणां पठनेन अर्थावगमः न भवति अतः ब्रह्मसूत्राणामपि शङ्कराचार्याणां भाष्यं वर्तते ब्रह्मसूत्रशाङ्करभाष्यस्य भामती न्यायनिर्णयः रत्नप्रभा इत्यादीनि बहूनि व्याख्यानानि सन्ति तेषामपि अध्ययनं कर्तुं शक्यते एवम् अद्वैतवेदान्तस्य परिनिष्ठितं ज्ञानं प्राप्तुं शङ्कराचार्याणां प्रास्थानत्रयभाष्यम् अवश्यं पठनीयं अन्येपि केचन ग्रन्थाः सन्ति वेदान्तसारः इति कश्चन ग्रन्थः वर्तते सदानन्दयतिः इति तस्य कर्ता वस्तुतः आरम्भस्तरे वेदान्तजिज्ञासुभिः वेदान्तसारनामकः ग्रन्थः पूर्णतया अवलोकनीयः अयं कश्चन लघुग्रन्थः ग्रन्थस्य नाम्ना एव ज्ञायते यत् अस्मिन् ग्रन्थे साररूपेण वेदान्तप्रमेयाः निरूपिताः इति अस्य ग्रन्थस्य आदावेव अनुबन्धचतुष्टयं वर्णितं यस्य कस्यापि शास्त्रस्य अध्ययनात् पूर्वम् अनुबन्धचतुष्टयं ज्ञातव्यं अनुबन्धचतुष्टयं नाम अधिकारिविषयसम्बन्धप्रयोजनानि इति शास्त्रस्य अध्ययनं कर्तुं कः योग्यः शास्त्रे प्रतिपाद्यः विषयः कः विषयाधिकारिणोः कः सम्बन्धः शास्त्रस्य अध्ययनेन किं प्रयोजनम् इति आदौ ज्ञातव्यं वेदान्तसारग्रन्थे आरम्भे एव वेदान्तशास्त्रस्य अनुबन्धचतुष्टयं निरूपितं एवमेव अज्ञानस्य लक्षणं ब्रह्मणः जगत्कारणत्वं जगतः सृष्टिक्रमः महावाक्यार्थविचारः जीवन्मुक्तस्य लक्षणं श्रवणादीनि ब्रह्मज्ञानसाधनानि इत्यादिप्रमुखाः वेदान्तसिद्धान्ताः अस्मिन् ग्रन्थे निरूपिताः वेदान्तपरिभाषा इति अपरः कश्चन ग्रन्थः वर्तते धर्मराजाध्वरीन्द्रः इति तस्य कर्ता अस्मिन् ग्रन्थे षट् परिच्छेदाः सन्ति वेदान्तशास्त्रे अङ्गीकृतानां प्रत्यक्षानुमान उपमानशब्द अर्थापत्ति अनुपलब्धि इति षट्प्रमाणानां विस्तृतं विवरणम् अस्मिन् ग्रन्थे एव उपलभ्यते वेदान्तशास्त्रस्य प्रमेयानां ज्ञानं वेदान्तसारग्रन्थेन भवति प्रमाणानां ज्ञानं वेदान्तपरिभाषाग्रन्थेन भवति अतः वेदान्तशास्त्रे प्रवेशाय आदौ द्वयोः अनयोः ग्रन्थयोः अध्ययनम् अवश्यमेव कर्तव्यं विद्यारण्यस्वामिभिः विरचितः पञ्चदशी इति ग्रन्थः अत्यन्तं प्रसिद्धः वर्तते अस्मिन् ग्रन्थे पञ्चदशप्रकरणानि सन्ति पूर्णतया श्लोकात्मकः अयं ग्रन्थः अत्यन्तं सरलतया वेदान्तदर्शनस्य प्रमुखान् सिद्धान्तान् सदृष्टान्तं निरूपयति अप्पय्यदीक्षितैः विरचितः सिद्धान्तलेशसङ्रहः इत्याख्यः ग्रन्थः वेदान्तग्रन्थेषु अत्यन्तं वैशिष्ट्यं भजते ग्रन्थस्य नाम्ना एव ज्ञायते यत् अत्र वेदान्तसिद्धान्तानां सङ्ग्रहः वर्तते इति अस्मिन् ग्रन्थे बहूनां वेदान्ताचार्याणां मतानि निरूपितानि यद्यपि प्रमुखाणां वेदान्तसिद्धान्तानां विषये सर्वेषाम् आचार्याणाम् ऐकमत्यमस्ति किन्तु सर्वेषां लक्षम् एकमेव चेदपि केषुचित् विषयेषु आचार्याणां मतभेदाः सन्ति अस्मिन् ग्रन्थे तादृशमतभेदानां सङ्ग्रहः तेषां समन्वयः तेषां विमर्शनं च ग्रन्थकारैः कृतं वर्तते अतः अस्य ग्रन्थस्य अध्ययनेन तुलनात्मकदृष्ट्या बहूनाम् आचार्याणां सिद्धान्तान् अवगन्तुं शक्नुमः